ज्योति भगिनी वा रामेशस्य अम्बा वा आं भगिनी अहमेव उक्तवान् मातुः आं भगिनी अहमपि भवत्याः साकं वार्तालापं कर्तुमेव चिन्तितवान् भवती एव कृतवती रमेशः सः तु एकः उत्तमः छात्रः एव परन्तु सः अस्मिन् परीक्षायां यत् कृतवान् तत् सम्यक् उत्तमं उत्तमं नास्ति भगिनी किं कृतवान् इत्युक्ते सः तु सामान्यतया सम्यकेव पठति परन्तु अस्मिन् परीक्षायाम् सः परीक्षाकेन्द्रे दूरवाणीम् आनीय ततः कापि कृतवान् अस्ति परन्तु तत् न भगिनी परन्तु वर्गसमये यदा अहं लघुलघुपरीक्षा स्थापयामि नो चेत् मुखात् ओरल् वैवा स्थापयामि चेत् सः सम्यक् वदति परन्तु अस्मिन् परीक्षायां यदा अहम् भवतश्च मौ मुखं दृष्टवान् तत् सम्यक् दृश्यते तत् सः सम्यक् न पठितवान् इति यः सम्यक् न पठितवान् सः एव दूरवाणीम् आनीय दृष्ट्वा लिखति नो चेत् बिट् वा स्थापयति यदा अहं मुखमेव दृष्टवान् तत् दृश्यते किम् अभवत् तद्दिने तस्य किमपि आरोग्यं सम्यक् नासीत् वा न पठितवान् वा किम् अभवत् आं भगिनी निश्चयेन किमर्थम् इत्युक्ते आधुनिककाले तत्सर्वम् द्रष्टव्यं आधुनिकाकले इण्टर्नेट् जङ्गमदूरवाणी सङ्गनकम् एतत् सर्वम् उत्तममेव परन्तु दुरुपयोगं कुर्मः चेत् तत् किञ्चित् कष्टकरं भवति भवतः पुत्रः भवत्याः पुत्रः तु उत्तमः एव परन्तु वयं न वक्तुं शक्नुमः कः यः किं कथं करोति इति अग्रिमपरीक्षा तु मुख्यपरीक्षा भवति तत् ग्रीष्मकाले भवति आगामी तदेव मे मासे भवति अहं चिन्तयामि म मासद्वयमेव अस्ति तदा पोर्शन् अपि सम्यक् भवति किञ्चित् सज्जया कारयतु इति आं भगिनी तत् अहं पुत्रस्य समीपे अपि उक्तवान् सूचितवान् किम् इत्युक्ते वर्गसमय अनन्तरं अर्धघण्टा वा एकघण्टा वा स्पेशल् क्लास् स्थापयामि विशेषवर्गः अस्ति इति एषः अपि तत्र गणनायाम् अस्ति आं भगिनी निश्चयेन किञ्चित् पश्यतु भवत्याः कार्यमपि करोतु तदपि मुख्यम् एतमपि पश्यतु तावदेव आं भगिनी आं धन्यवादः आम् आं मिलामः मिलामः आं भगिनी